त्रिनवत्त्यधिकनवदशशततमे वर्षे जून् मासस्य पञ्चमदिनाङ्कः षण्णवत्त्यधिकनवदशशततमे वर्षे एप्रिल् मासस्य चतुर्दशदिनाङ्कः त्रयोविंशत्यधिकविंशतिशततमे वर्षे जनवरी मासस्य चतुर्विंशतितमदिनाङ्कः एकविंशत्यधिकविंशतिशततमे वर्षे फ़ेब्रवरी मासस्य दशमदिनाङ्कः नवदशाधिकविंशतिशततमे वर्षे डिसेम्बर् मासस्य चतुर्विंशतितमदिनाङ्कः